भारते शिक्षा व्यवस्था विविधा अस्ति अस्य आयोजनं राज्ये आधारितं भवति केन्द्रराज्यं सर्वकारेण च सञ्चालितं भवति शिक्षाक्षेत्रे गुणवत्ता मानकानाम् उन्नयनं शिक्षक प्रशिक्षणस्य उन्नयनं राजनैतिक शिक्षायाः सुदृढीकरणं च इत्यादिषु सुधारेषु ध्यानं दातव्यम् भारते विभिन्नस्तरेषु शिक्षायाः आयोजनं भवति अस्य सञ्चालनं शिक्षामन्त्रालयेन राज्यसर्वकारेण स्थानीयप्रशासनिक संस्थाभिः च भवति पाठाः विद्यालयस्य शिक्षकैः सञ्चालितैः सञ्चालिताः भवन्ति शैक्षणिकः पाठ्यक्रमानुसारं च आयोजनं भवति भारते शिक्षायाः उव्वित् पोषणं भिन्नः भिन्नस्तरयोः भवति शिक्षायाः कृते आर्थिक सहायतायां केन्द्रसर्वकारेण राज्यसर्वकारेण स्थानीयप्रशासनिक संस्थाभिः च प्रदत्ता भवति अस्मिन् शिक्षायाः कृते बजट् विनियोगः छात्रवृत्तियोजनाः शैक्षणिक संस्थानां विकासाय आर्थिक सहायता च अन्तर्भवति